किं तु नमस्कारः किं त्वया कस्मादपि नृत्यं शिक्षितं वा आम् मया नृत्यं बहुवारं शिक्षितम् अहम् एका अहं संस्कृतभारत्याः वर्तूर्भागस्य शिक्षिका अस्मि अतः मम अहं कक्षां स्वीकरोमि बहु बहु कक्षाः भवन्ति मम अण्डर् मि प्रथमम् प्रथमवारं अहं सरला सरला सुगमा एतादृशं एतादृशं स्वीकृतवती पूर्वं पूर्वं तस्मात् पूर्वम् अहं सारिणी इति एका कक्षा स्वीकृतवती तत्र द्वादशछात्राः आसन् तत्र अहं नृत्यं पाठितवती अस्माकं अस्माकं भागे संस्कृतं संस्कृतकक्षायां कक्षायाः वार्षिकोत्सवः भवति तत्र अहम् एकवारम् एकं संस्कृतगीतं स्वीकृत्य तत् तस्य पाठनं कृतवती शिक्षणं कृतवती गीतम् अहं स्वयं न लिखितवती अहं यूट्यूब् तः एव गीतं स्वीकृतवती तत्र यूट्यूब् मध्ये बहूनि गीतानि सन्ति अहम् एकं संस्कृतगीतं बालगीतम् एतादृशं गीतं स्वीकृत्य तस्य सर्च् कृत्वा तत्र यूट्यूब् मध्ये बहूनि गीतानि तत् गीतं गीतस्य नृत्यमपि अस्ति अहम् एतादृशं बहूनि वीडियोस् दृष्ट्वा एकं गीतम् अपि तु एकं नृत्यशैलीम् अपि चित्वा अहं तत् बालकस्य कृते बालकानां कृते शिक्षणं कृत पाठनं कृतवती पाठनम् अहं कथं कृतवती इत्युक्ते अस्माकं कक्षा आल् आन्लैन् माध्यमेन एव आसीत् अहम् अतः प्रथमम् अहम् पूर्वं गीतस्य नृत्यं स्वयं पठितवती सम्यक् रीत्या अनन्तरं गणना गणनां कृत्वा कृत्वा गणना इत्युक्ते वन् टु त्री फ़ोर् एकं द्वे त्रीणि चत्वारि एतादृशम् एकमेकं नृत्य भङ्गिमा नृत्य स्टेप्स् तस्य अभ्यासं सम्यक्तया कृत्वा अहं बालकान् पाठितवती ते अपि आन्लैन् माध्यमेन एव पठनं कृतवन्तः कृत्वा कृतवन्तः कृतवन्तः किञ्चित् प्रथमकक्षाद्वयं तु ते किं किमपि न अवगतवन्तः अनन्तरं वयम् अहं पुनः पुनः पाठनं कृतवती ते सम्यक्रीत्या कार्यक्रमस्य कृते सम्यक् रीत्या पठित्वा अस्माकं अस्माकं भागस्य वार्षिकोत्सवे सम्यक् रीत्या नृत्यं कृतवन्तः सर्वे पोषकाः सर्वे दर्शकाः अपि बहु आनन्दिताः भूत्वा करताडनं सम्यक्रीत्या करताडनमपि कृतवन्तः एतादृशं सम्यक्रीत्या अभवत् कदापि त्वया स्वयं नित्यनिर्देशनं कृत्वा कृतं वा आम् अहम् एकवारं स्वयमेव नृत्यनिर्देशनं कृतवती किं कत् कदा इत्युक्ते मम पुत्र्याः सख्याः विवाहः सं समारोहः आसीत् तत्र सङ्गीतसमारोहः इति भवति किल विवाहसमये तत्र सङ्गीतसमारोहे अहं गीतस्य चयनं कृत्वा गीतं अध्ययनं कृत्वा अहं न नृत्यनिदर्शनं कृतवती गीतस्य चयनं चयनमपि अहं बालिवुड् हिन्दी माध्यमेन एकं गीतं सु एकं न दा त्रीणि त्र त्रयः गीतं गीतानि स्वीकृत्य कस्य पाठनं कृतवती एतादृशं नित्यनिर्देशनं बहु सम्यक् रीत्या अभवत् तत्रापि वयम् एकमेकं स्टेप्स् स्वीकृत्य पाठनं कृत्य अनन्तरम् द्वितीय स्टेप्स् स्वीकृत्य तस्यापि पाठनं कृत्वा एतादृशं कृतवन्तः बहु सम्यक् आसीत् ब सर्वे बालकाः बालिकाः रिहर्सल् मध्ये डेन्स् कृतवन्तः परन्तु अहं स तत् न इष्टम् इष्टवती अतः पुनः सर्वान् स्टेप्स् नूतनं स्टेप्स् स्विस् विचिन्त्य स्वीकृत्य तस्य पठनपाठनं कृत्वा सम्यक्रीत्या नृत्यस्य निर्देशनं कृतवती तत् कार्यक्रमः अपि बहु सम्यक् रीत्या अभवत् एतादृशं नृत्यनिर्देशनं बहु आनन्दकारी आसन् एतत् अहं चिन्तयामि किञ्चित् नृत्यनिर्देशनमपि बहु सन्तोषं ददाति इति परन्तु अहं चलनचित्रे सु तत्रापि कर्तुं न शक्नोमि अहं मम बालकानां कृते मम छात्राणां कृते एव एतादृशं स एतादृशान् सर्वान् कार्यान् कर्तुं बहु इच्छामि तत् मया बहु सन्तोषम् प्राप्यते पोषकाः अपि बहु आनन्देन अभिनन्दनानि स्थापयन्ति अतः मह्यम् आनन्देन सन्तोषेन भवामः अतः नृत्यशिक्षणं मया बहू अधिकं रोचते धन्यवादः